अहं गतमासे सिरिमने जलपातं प्रति गतवती स्म तत्र तु बैक्याने गतवती परन्तु तत्र बहु मृत्तिका अस् मार्गं आसीत् बहु बहु इत्युक्ते बहुकष्टं जातम् तत्र तु पाषाणमपि आसीत् वयं अटनसमये पुनः बैक् मध्ये गमनसमये अस्माकं समीचीनतया मार्गं न आसीत् अतः बहु कष्टम् अभवत् तथैव तत्र बुभुक्षा जातमासीत् एकम् अपि एकम् अपि आपणं न आसीत् तथैव जलं अपेक्षते स्म परन्तु जलं अपि तत्र न लब्घम् वयं गमन पर्यन्तं तु बहु कष्टम् अनुभूतवन्तः जब् तद्वद् जलपातस्थलं सम्यक् एव आसीत् परन्तु मार्गे तु बहु कष्टं जातम् अस्माकं तु कष्टसाध्यम् आसीत्